भारतदेशे चतुषष्टिकलासु बाह्यकलायां शिल्पकला अन्तर्भवति तत्र शिल्पशास्त्रं वास्तुशास्त्रम् इति उभयस्यापि चर्चा स्थापत्यवेदः इति अथर्ववेदस्य उपवेदे लभ्यते एवं शिल्पं यः करोति सः शिल्पिन् इति पुंसी शिल्पिनी इति स्त्रियां च वर्तते पराशरसंहितायाम् अपि अस्य विषये चर्चितं वर्तते के के शिल्पं कर्तुम् अर्हन्ति इत्यादिविषयाः शिल्पप्रकाशः शिल्परत्नम् शिल्पकलादीपिका शिल्पार्थशास्त्रम् समारङ्गनसूत्रधारा इत्यादि बहवः ग्रन्थाः शिल्पशास्त्रस्य विषये मुख्यग्रन्थाः वर्तन्ते तत्र पुराणेषु अपि कुत्रचित् अस्य विषये चर्चितं वर्तते यथा मत्स्यपुराणे गरुडपुराणे अग्निपुराणे च एवं विश्वकर्मप्रकाशः इति इत्यस्मिन् प्रसिद्धग्रन्थे वास्तुशास्त्रस्य विषये एवं शिल्पशास्त्रस्य विषये अपि चर्चितं वर्तते